प्रातः प्रातः मम सार्धचतुर्वादने उत्थानं भवति मम प्रकोष्ठे तु बहवः स्वपन्ति तानहं लैट् ज्वालयित्वा डिस्टर्ब् न करोमि यद् आङ्ग्लभाषायाम् उच्यते डिस्टर्ब् न करोमि तान् न पीडयामि पुनश्च मम प्रातः प्रातः दीपः दीपः अपेक्षितः इति नास्ति साक्षात् गत्वा स्नानं कृत्वा स्नाने अपि उष्णजलस्य अपेक्षा नास्ति शीतजलमेव स्नानं कृत्वा आगच्छामि शीतजलेनेव पुनश्च यदा प्रातः प्रातः कदाचित् रात्रीकालेपि यानं चालयन् भवामि अत् मम निवासतः यत्र अहम् अध्ययनं करोमि तत्र मम तत्र तु मार्गदीपाः भवन्ति स्ट्रीट् लैट्स् इति यत् आङ्ग्लभाषायाम् उच्यते पुनश्च मम याने यत् दीपः वर्तते तं दीपमहं न ज्वालयामि तथैव यद् मार्गे दी दीपाः दीपाः वर्तन्ते तान् तामेव अहम् उपयोगं करोमि पुनश्च यदा मम दूरवाण्याम् इत्यादि समये दूरवाण्यां चार्ज् न भवति तस्मिन् काले अहं बहु चिन्तामग्नः न भवामि तदा तस्मिन् काले अन्य अन्यां क्रियां करोमि अन्यद् एक्टिविटीस् इति यद् उच्यते पेण्टिङ्ग् मम तु सामान्यतः कश्चनः गुणः वर्तते पेण्टिङ्ग् करणं पुनश्च चित्रलेखनं यदा यदा समयः प्राप्यते तदा गृहकार्यं कर्तव्यं का करोमि पुनश्च दूरवाणीमपि तावद् न उपयोगं करोमि मम समग्रदिवसे अन्येषां कृते यथा पीडा न स्यात् तथा अहम् व्यवहरामि विद्युत्शक्तया मम मत्पुरस्तात् अन्यां प्रति पीडा यथा न स्यात् तथा मम दिनचरी वर्तते